मम पाकपद्धतेः विशिष्टं खाद्यं भवति उप्मा उप्मा न केवलं खाद्यं किन्तु सेन्टिमेन्ट् वर्तते उप्मा यदि कर्तव्यं तदा तर्हि तत्र सहनशक्तिः अपेक्षिता भवति तस्य सज्जीकरणे नियमाः यथाक्रमम् अनुसरणीयाः भवन्ति यथाकथञ्चित् यदि क्रियते तदा उप्मा न भवति उप्मा खाद्यं सर्वत्र शुभसमारम्भेषु क्रियते तद्विना शुभकार्यक्रमः न शक्यते इति केचन ज्येष्ठाः चिन्तयन्ति तत्सत्यमपि यतोहि तत्शीघ्रं कर्तुं शक्यते तत्कथं कर्तव्यम् इत्युक्ते एकस्मिन् पात्रे रवा संस्थाप्य भर्जनं कुर्यात् तदनन्तरं जलं शाकञ्च यथाशक्यं स्थापयेत् किञ्चित्कालानन्तरं उप्मा सिद्धं भवति